अहं ह्यः एकम् ए सि एर् कण्डीषन् क्रीतं किन्तु अधिकं धनं दत्तं कू शीतकरणं शीतकरणपरिमितिः न्यूनेमेव अपि च शब्दं एकं शब्दम् अपि तत्र आगच्छति तत् अत्यधिकम् अरोचकं भवति एवं शीतकरणपरिमितिः न्यूनमेव तदेव तत्र प्रप्रमूखं कारणम्